अहं यत्र उद्योगं करोमि तत्र मम वेतनं बेङ्क्द्वारा एव जायते तत्र बेङ्क् वित्तकोषः अस्ति वित्तकोषः भारतीय स्टेट् बेङ्क् इति नाम्ना विद्यमानः वित्तकोषः अस्ति तत्र अत्यन्त सौहार्दभावनया सहाय्यं कुर्वन्ति सर्वेपि म्यूचुवल् फ़ण्ड् विषयेपि मार्गदर्शनं कुर्वन्ति कार्ड्द्वारा ट्रान्साक्षन् कर्तुं धनस्य प्रेषणं कर्तुम् आदानप्रदानार्थं ते सहाय्यं कुर्वन्ति विशेषरूपेण कोपि क्लेशः कदापि नाभवत् अनुभवः उत्तमः एव अस्ति अहं प्रायः विंशतिः वर्षेभ्यः अत्र कार्यं कुर्वन् अस्मि तदारभ्य वित्तकोषेण सह मम सम्बन्धः अस्ति तत्र वित्तकोषे जनाः सर्वदा अत्यन्तसौहार्देन कार्यं कुर्वन्ति तेषाम् अतीव श्रमः जायते तथापि ते अत्यन्तसहयोगं कुर्वन्ति म्यूचुवल् फ़ण्ड्मध्ये धनस्य स्थापनार्थं पृथक् अधिकारी भवति सः सहयोगं करोति तथैव ऋणस्यापि स्वीकरणार्थम् पृथक् अधिकारी अस्ति सः व्यवस्थां कल्पयति इदानीम् इदानीं तेन सन्दर्भेन इत्युक्ते सद्यः वर्षद्वयादारभ्य वित्तकोषगमनं न्यूनं जायं जातमस्ति पूर्वं सप्ताहे एकवारं शनिवासरे अवश्यं गन्तव्यम् आपतति स्म इदानीं तथा नास्ति विस्तकोषागमनस्य आवश्यकता एव नास्ति मोबैल्द्वारा एव सर्वं कार्यं सिध्यति मोबैल्मध्ये युनो बाङ्क्द्वारा फ़ोन् पेद्वारा सर्वं कार्यं सिद्धं भवति तद्द्वारा एव ऋणमपि प्राप्यते ऋणस्य प्रतिसमर्पणम् अपि कर्तुं शक्यते अतः कोपि क्लेशः नास्ति